नृत्यं भारतीयकलासु उत्कृष्टम् अस्त्येव नृत्यविषये बहवः अध्ययनं कुर्वन्ति नाट्यशास्त्रम् इति विषयः नृत्यसम्बन्धमेव अस्ति भरतमुनिना लिखितं नाट्यशास्त्रं नृत्यविषये अस्मान् बोधयति नृत्यम् इति केवलम् एकं कलारूपम् इति न अपि तस्य अपेक्षया शारीरिकम् उल्लासाय मानसिकवर्धनाय च नृत्यम् उपकरोति यः नृत्यं समीचीनतया करोति तस्य यः योगाभ्यासं योगां करोति तद्वदेव तस्य शरीरस्य शुद्धिं करोति नृत्यं यथा कुर्मः शरीरस्य उत्तमः सुखानुभवः भवत्येव बहवः जनाः भरतनाट्यं मोहिनी आट्टम् इत्यादीनि नृत्यानि पठन्ति निरन्तरं प्रतिदिनम् अभ्यासरूपेण नृत्यं कुर्वन्तः अपि सन्ति यथा एवं नृत्यं कुर्वन्ति ते तत् शरीरस्य सुखम् अनुभवन्त्येव